देवतामूर्तीणां निर्माणे बहवः प्रकाराः सन्ति यथा शिलामूर्तयः दारूणां मूर्तयः पुनः धातूनाम् अपि मूर्तयः भवन्ति तत्र शिलामूर्तीणां निर्माणेषु पुल्लिङ्गशिलायाः मूर्तिनिर्माणं स्त्रील्लिङ्गशिलायाः पीठनिर्माणम् एव कुर्वन्ति तर्हि शिलायां लिङ्गनिर्णये कत् लिङ्गनिर्णयं कथं कुर्यात् इत्युक्ते शीलायाः ताडनेने यदि गम्भीरस्वरः निष्पद्यते तर्हि तत्तु पुल्लिङ्गशिला इति तथा मधुरस्वरः आगच्छति चेत् स्त्रील्लिङ्गशिला इति पुनः मध्यमस्वरः आगच्छति चेत् नपुंसकशिला इति जानीयात् तथा एव दरूमूर्तीणां निर्माणे क्षीरवृक्षाः एव स्वीक्रियन्ते वृक्षकर्तनसमये वृक्षः पूर्वस्यां दिशि उत्तरस्यां दिशि तथा आग्नेयां दिशि एव पतेत् यदि दक्षिणादिशु अन्य दिक्षु पतति चेत् मूर्ति निर्माणे स्वीकर्तुं न शक्यते धातूणां मूर्ति निर्माणे अपि तत्र शास्त्रेषु यानि लक्षणानि उक्तानि तानि स्वीकृत्य सम्यक्रीत्या मूर्तीणां निर्माणं कुर्यात्